अहं अम्मा हेळिद एण्टु सुळ्ळुगळु इति पुस्तकं पठितवान् तत् पुस्तकं यदाहं पठितवान् तदनन्तरं रोदनमेव मया आरब्धं किमर्थं नाम तत्र तथा घटनाः दत्ताः वर्तन्ते माता स्वपुत्रं कथं पालयति कष्टेन पालयति चेदपि नैव कष्टम् अनुभूतम् इतिवत् सा व्यवहारं करोति सा नित्यं पात्रप्रक्षालनं कृत्वा वस्त्रप्रक्षालनं कृत्वा स्वपुत्रं कष्टेन पालयति सः पुत्रः सम्यक् अध्ययनं करोतु इति चिन्तयित्वा सः नित्यम् अन्येषां गृहं गत्वा कार्यं करोति माता तादृशाः घटनाः तत्र सम्यक् उल्लिखिताः वर्तन्ते इति कारणतः मया अहं तत् पुस्तकं पठित्वा रोदनमेव कृतवान् पुनश्च सा यदा कार्यं कृत्वा स्वपुत्रं वर्धितवती तदनन्तरं सः पुत्रः अन्यदेशं गतवान् अन्यदेशं गत्वा मातुः कृते पुनः दूरभाषामपि न कृतवान् मातरं सम्यक् नैव पालितवान् तस्याः कृते किमपेक्षते कष्टं किं भवति इत्यपि न पृष्टवान् इति कारणतः अत्यन्तं दुःखं जातं न तावत् सः अन्यदेशं गत्वा यदा माता मरणं प्राप्तवति तदानीमपि स्वगृहं नैव आगतः सः इत्यतः माता स्वपुत्रस्य कृते एतावद् साहायं करोति चेदपि सा किमपि न सः पुत्रः किमपि न करोति इति अत्यन्तं क्लेशः भवति अतः मम कृते पुस्तकं पठित्वा रोदनमेव आगतं भोः